प्रायः शिल्पनिर्माणार्थं शिला अत्र सर्वत्र लभ्यते तत्र ये परिसरस्थाः जनाः ये शिल्पकार्याणि कुर्वन्ति तेषां समीपे मेजर्मेंट् दीयते चेत् ते अस्माकं शिल् शिलां अस्माकं कृते शिलां प्रेषयन्ति तत्र तत्र ये शिलायां कार्यं कुर्वन्ति ते शिलायां एव मग्नः सः काष्टे वा मृत्तिकां वा काष्टं वा मृत्तिकं मृत्तिकां वा उपयुज्य कार्यं करोति इति तु वक्तुं न शक्यते शिल्पकाराः ये सन्ति ते शिलाम् एव उपयुज्य कार्याणि कुर्वन्ति अत एव अस्माकं कृते क्लेशः न भवति गृहपरिसरे अस्माकं स्थले अनन्तरं अन्यत्र मार्केट् मध्ये अपि बृहत् शिलाः संगृह्य आपणिकाः स्थापयन्ति मेजर्मेंट् दत्वा तत् ततः अस्माभिः स्वीक्रियते